तन्त्रज्ञानस्य उपयोगे इदानीन्तननागरिकाः सम्यक् निष्णाताः न सन्ति इति मन्ये यतो हि ते वैज्ञानिकविषयेषु एव अभिरुचिं प्रायः कुर्वन्ति तत्र सूचनासम्प्रेषणं ज्ञाने पुनः अभियन्त्रणं अभियान्त्रिकविषयेषु पुनः वैदिकं चिकित्साशास्त्रे पुनः शारीरिकं योगः इत्यादिविषयेषु एव प्रायः नागरिकाः इदानीं श्रद्धां ददति अतः तन्त्रज्ञाने व तन्त्रज्ञानस्य उपयोगः ते प्रायः न कुर्वन्ति किन्तु वास्तुज्ञानस्य उपयोगः इदानीं बहुत्र दृश्यते यतो हि तत्तु प्रायः अधिकतया गृहनिर्माणे एव द्रष्टुं शक्यते यतो हि प्रायः सर्वे जनाः तत्र वास्तु दृष्ट्वा एव तदनुसृत्य एव स्वकीयं गृहाणां निर्माणं कुर्वन्ति